पर्यटकस्थानेषु प्रायः व्यवस्थाः पर्यटकाणां कृते पर्याप्तरूपेण सन्ति एव किन्तु पर्यटकस्थानानां वैशिष्ट्यं तथा अस्ति तत्र यतोहि अहं केरलात् अस्मि तस्मादेव केरलराज्ये बहूषु पर्यटकस्थानानि तादृशानि सन्ति यत् उन्नतपर्वतगिरिषु वर्तन्ते बहूनि अन्ये च समुद्रतीरे वर्तन्ते तत्र वासस्थानानां निर्माणेऽपि क्लेशः भवति यदा उन्नतगिरीणां यदा अस्माभिः चिन्तयामः तत्र उन्नतगिरिषु बहुविधसौकर्येण अस्माभिः वासस्थानानि कल्पयितुं न शक्नुमः समुद्रतीरेऽपि अयं क्लेशः भवति यत् समुद्रात् यः वायुः प्रवहति तद् सर्वदा अस्माकं वासस्थाननिर्माणार्थं योग्यं न भवति पुनश्च समुद्रतटे यत्किमपि क्लेशः जायते तस्मादपि तद् तानि स्थानानि सुरक्षितानि भवेयुः किन्तु यदि वयं तत्र यानादि व्यवस्थां पश्यामः तर्हि समीचीनतया एकस्मिन् स्थानात् अपरस्मिन् स्थाने स्थानं गन्तुम् आगन्तुं प्रायः सर्व् सर्वेषु समयेषु तत्र सौकर्यम् अस्ति एव